हरिः ओम् हरिः ओं हा नमस्ते कः तत्र हा मधुकर ह्यः किञ्चिद् दूरवाण्या सम्भाषणं कृतम् अस्माभिः अद्यापि हा वयं तु वयसा प्रकृष्टाः इत्युक्ते वृद्धाः इदानीं षष्ट्यधिकाः भवन्तः स्मः यः वृद्धः भवति तस्य गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते वाक्यं नाद्रियते च बान्धवजनैः भार्या च न शुश्रूषते हा कष्टं पुरषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते इति संस्कृतसुभाषितं यद्वर्तते तद्वद् वयं स्मः कर्णेन न श्रुणुमः दृष्टिः तत्र दृष्टिरपि न्यूना अभवत् अत्यन्तं क्लेशाः अनुभूयन्ते तस्मिन् समये मादृशाः बहवो वृद्धाः ग्रामेऽपि स्युः तेषां क्लेशः अयं वर्तते पुत्राः दूरे इदानीं मत्पुत्रः किमपि तद् बेङ्गलूर् समीपे होस्कोटे समीपे वर्तते पुत्री अपि समीपे नास्ति परन्तु भार्या साऽपि वृद्धा जायते एषः एतस्मिन् अवसरे वयं तु सावलम्बिनः इत्युक्ते अवलम्बनं भवति तादृशाः अथवा भवादृशाः यदि अस्माकं साहाय्येन तिष्ठन्ति तर्हि वयमपि वृद्धाप्ये सुखेन जीवनं कुर्मः इति आशास्महे वदतु भवान्

हा

तत्र तत्र तत्र भवता तत्र सम्भाषणावसरे कनिष्ठसम्बन्धः इत्युक्तं वा घनिष्ठसम्बन्धः इत्युक्तं वा इति न श्रुतं घनिष्ठसम्बन्धः महते आनन्दाय अनन्त आनन्दाय महते आनन्दाय हा आम् आम् आरोग्यस्य आरोग्यमेव क्लेशाय आरोग्यविषये प्रत्यहं द्विवारं त्रिवारं वा तत्र गुळिका स्वीकरणं भवति भोजनकाले अत्यन्तं मितिः भवति तथा च अग्रे अग्रे गमनावसरे यदा कदापि मलमूत्र मूत्राणां विसर्गे अपि क्लेशः प्रयाणे तु महान् क्लेशः अनुभूयते यदि भवत्सदृशाः प्रेम्णा प्रेम्णा पश्यन्ति चेत् एज् ओल्ड् छालेञ्जस् तत्र समस्याः वृद्धाप्ये ये ये भवन्ति याः याः समस्याः भवन्ति एतासां समस्यानां परिहारश्च भवत्येव अस्माकं मध्ये यत्सम्बन्धः वर्तते उत्तमः बान्ध उत्तमं बान्धव्यं वर्तते खलु येन वयमपि अत्यन्तं समाधानेन शान्त्या जीवेम अग्रे भवानेव वद् भवानेव वदतु

ओहो

स्थित्वा

दानं दान दानम् ओहो वैद्यालयमपि नयन्ति ओहो ओहो हा हा हा ओहो ओहो ओ हो तर्हि महान् महान् उपकारः भवति तेन

हा हा हा हा

अस्तु

आरोग्यं तु आम् आम्

भवति भवति आमामामाम् इदानीं समाहिताः वयं यदि वृद्धाप्यं तु जीवने अनि अनिर् अनिवार्यतया आगच्छत्येव वृद्धाप्यम् परन्तु तत्काले कथम् इति पूर्वं तु बहवः पुत्राः बह्व्यः पुत्र्यः आसन् परन्तु इदानीं तु एकः द्वौ वा तावदेव तावपि बहिः गमिष्यन्ति अस्माकं तु ग्रामं त्यक्त्वा बहिर्गन्तुम् इच्छा नास्ति परन्तु ग्रामे सर्वेषां गृहे इयमेव समस्या चेत् कमाह्वयामः इति चिन्ता आसीत् परन्तु इदानीं भवता यदुक्तं शुश्रूषकाः सेवावृत्तिनः पुत्रपुत्रीरूपेण भवन्ति इति श्रुत्वैव वयं मोदामहे रां राम्